महोदय मम नाम वैद्येश्वरन् कुमारः चन्नै नगरे अड्यार् प्रदेशे वसामि इदानीं तस्य बेङ्क् मे बेङ्क् द्वारा अहम् एकं अकौण्ट् निर्माणं करणीयं नूतन नूतन नूतन सेविङ्ग्स् सेविङ्ग्स् बेङ्क् अकौण्ट् निर्माणं करणीयं भवानेव एव न महोदय एकं सेविङ्ग्स् बेङ्क् सेविङ्ग्स् बेङ्क् अकौण्ट् अस्ति किन्तु बहु बहुकालः ओपरेषन् न कृतवान् आं महोदय आं महोदय अस्तु महोदय अस्तु महोदय हा निश्चयेन अवश्यं महोदय अवश्यं महोदय इदर् अड्यार् अड्यार् प्रदेशे वसामि महोदय आम् आं महोदय अत्र पत्रमस्ति गृहपत्रमस्ति गृहपत्रं मम नामस्य अस्ति धन्यवादः महोदय बहु धन्यवादः

हा आं महोदय अस्ति अस्ति निश्च निश्चयेन महोदय धन्यवादः